अस्माकं समुदाये ऋतुस्रावविषयके विधयः सन्ति एव तत्समये इत्युक्ते विधयः सन्ति तथापि तत्समये महिलाभिः आचार्य माणकार्यं नाम ते बहिष्ठाः इति उक्त्वा तेषां तान् सर्वान् ताः महिलाः दूरीकृत्वा वयं न जीवामः तद् समीचीनं न मानवतापि न तथा अस्ति तदा तेषाम् आरोग्यविष आरोग्यस्य कारणतः तेषां कृते विरामः आवश्यकः गृहकार्यं सर्वं कर्तुं न शक्यते तस्मिन् समये न करणीयमपि शक्यते चेदपि न करणीयं केचन केषुचित् गृहेषु तस्मिन् सन्दर्भे अन्यथा एतत् कर्तुं न शक्यते तदर्थं कानिचन कार्याणि अपि कुर्वन्ति ते तथापि बहिः स्थानं बहिष्ठः इत्युक्ते किम् मडि अथवा शुद्ध शुद्धं बहु शुद्धं दूरे स्थापनीयम् अस्माभिः दूरे दूरे गन्तव्यं इति तथा न किन्तु तेषां कृते विरामः दातव्यः आरोग्यविषये चिन्तनीयं शुद्धिविषये अपि चिन्तनीयमेव प्रतिदिनं स्नानं करणीयमेव चत्वारि दिनानन्तरं स्नानं तत्सर्वं निषिद्धं इदानीन्तनकाले तथा नास्ति पूर्वमासीत् तत्सम्यक् नास्ति इदानीन्तनकाले तथा नास्ति शुद्धिविषये बहु लक्ष्यं दद्मः दद्मः चेदेव समीचीनं न दद्मः चेद् बहु कष्टं रोगरुजिन इत्यादिकम् आगच्छति व्याधिपीडिताः भवन्ति तदर्थं तस्मिन् विषये शुद्धि एव अत्यधिकम् अवश्यकम् अनन्तरं विश्रान्तिः दातव्यं तत्सर्वम् इदानीं जानीमः अत्व ज्ञात्वा वयं बोधयामः तथैव स्थापितुम् इच्छामः